अहं सरोवर् नगरतः अस्मि इत्युक्ते भाग्यनगरे एकः प्रान्तः वर्तते तत् हैटेक् सिटि इत्यस्मात् प्रान्तात् किञ्चिद् दूरम् अस्ति परं मम प्रान्तात् बहवः जनाः प्रतिदिनं गमनागमनं कुर्वन्ति हैटेक् सिटि कृते तत्र गत्वा उद्योगार्थं गच्छन्ति केचन जनाः व्यापारार्थं केचन जनाः गच्छन्ति अतः अस्माभिः गमनागमनसमस्या बहु अनुभूयते प्रतिदिनं वस्तुतः लोकयानानि सन्ति मेट्रो यानानिश्व सन्ति एव तथापि लोकयानानां मध्ये स्त्रीणां कृते मूल्यं न स्वीकुर्वन्ति साम्प्रतं दिनद्वयात् पूर्वमेव तत् विकल्पः प्राप्तः अस्माभिः परं पुरुषाः तु इदानीमपि कष्टमनुभवन्ति एवं च मेट्रो यानानि तु सन्ति एव परं तत्र जनसम्मर्दः बहु विद्यते मेट्रो यानानां मध्ये एवं च मेट्रो यानानि सर्वत्र न गच्छन्ति केवलं हैटेक् सिटि कृते एव न विद्यानगर् इत्यादीनि प्रान्तानि सन्ति तत्र मेट्रो यानानि न गच्छन्ति तत्र तु इतोपि गमनागमन समस्या विद्यते एकः मुख्यः समस्या भाग्यनगरजनानां कृते इति अहं वक्तुं शक्नोमि